हरिः ओं नमस्ते भगिनि भवती सङ्गीतशिक्षिका अस्ति वा सत्यम् अहं नन्दा इति मम पुत्री किन्नरी इति अस्ति सा दशवर्षीया अस्ति तस्याः सङ्गीते आसक्तिः अस्ति मम परि गृहसमीपे तव परिचिता एका अस्ति महिला सा भवत्याः दूरवाणीं कृत्वा सङ्ख्यां दत्तवती अतः अहं कक्षायाः कृते भवतीं दूरवाणीं कृतवती भवत्याः कक्षाविषये किञ्चित् वदति वा

हा हा अस्तु हा हा भवत्याः गृहं किङ्गेरी इत्युक्तमिति मम तु गृहं जे पि नगरे भवति अतः प्रयाणम् न शक्यते कष्टं भवति हा आन्लैन् कक्षा अस्ति चेत् बहु उत्तमं भवति भवत्याः गृहकक्षानन्तरं स्वीकरोति वा सायङ्काले

न चलति

हा हा अस्तु अस्तु अस्तु हा तद् सूचयति चेत् या अहमपि पुत्र्याः कृते वदामि सिद्धतां करणीयं भवति त सा हा प् क्षम्यतां किम् उक्तवती पुत्र्याः नाम किन्नरी इति किन्नरी हा किन्नरीति सा आसक्ता अस्ति किन्तु किञ्चित् हा किञ्चित् श सङ्गीतज्ञानमस्ति अनेन कारणं सं कारणेषु लैक् इत्युक्ते स्थलान्तरं कृतवन्तः गृहस्य अतः सङ्गीतकक्षा स्थगिता अभवत् पुनः पुनः पठनीयम् इति भवत्याः विषये अहं श्रुतवती अत्युत्तमा शिक्षिका इति अतः भवतीमेव प्रार्थयामि अवश्यं भवती एव मम पुत्र्याः कृते पाठयतु इति ह् हा पूर्वं वसन्तरामानुजम् इति ते तेषां गृहसमीपे वसामः स्म अतः सा शिक्षितवती इदानीं सा स्थगनं कृतवती व वयसः कारणतः अतः अहमपि स्थलान्तरं कृतवती किन्तु मम पुत्र्याः किञ्चित् सहनशक्तिः न्यूनास्ति सङ्गीतसाधनेन चिन्तयामि एतदपि उत्तमं वर्धते इति

सत्यम् सत्यम्

ह सा क्लासिकल् इच्छति कर्नाटकसङ्गीतमपि इच्छति सर्वं सर्वदा व गायति भवती आसक्तिः तत्रैव अस्ति पुनः अन्यत् सर्वं तथैव ज्ञातुं शक्यते एतत् कर्णाटकसङ्गीतमेव इच्छामि अहं सा अपि इच्छति अनन्तरम् या यदा सा पञ्चवर्षीया आसीत् तदा एव आरब्धवती सा सम्यक् एव वदति सा गायते अनन्तरं भवत्याः कक्षायाः फ़ीस् कथं भवति इति वदति वा

अस्तु अहं पश्यामि सा चित्रकलाकक्षामपि गच्छति कति दिनानि स्वीकर्तुं शक्यते इति दृ दृष्ट्वा अहं पुनः भवत्याः सम्पर्कं करोमि अवश्यम् अग्रिममासे अग्रिमसप्ताहे अथवा मासे चालनं कुर्मः कक्षायाः महान् धन्यवादः भगिनि आनन्दः अभवत् धन्यवादः धन्यवादः